हरिः ओम् अहं यत् कार्यं भवन्तं प्रदत्तमासीत् परन्तु भवन्तं यः असिस्टेन् वर्तते तत् सम्यक्तया कार्यं न कृतवन्तः इदानीं मास्क् अपि न धारितवन्तः सर्वेपि मलिनः मलिनः जातः अतः एव भवान् यदा कार्यम् आसीत् तदा अधिकं धनं नीतं परन्तु कार्यस्य सम्यक्तया न कृतं भवन्तं यः असिस्टेण्ट् वर्तते अतः एव अहं वदिष्यामि यदा भवान् किमपि कार्यम् नेष्यति चेत् अग्रिमतः भवान् सुन्दरतया या दृढतया इति कार्यं कर्तुम् इति मम वर्तते अतः एव भवान् इदानीम् अधिकं धनं नीतं परन्तु सम्यक्तया कार्यं न कृतं मलिनम् एव जातः अत एव अग्रिमतः सम्यक्तया करोतु इति